माहाभारतस्य अङ्गीभूतः भगवद्गीता भारतीयदर्शनानां समन्वयग्रन्थः इति अङ्गीकारणीयः एव यतोहि तत्र मोक्षयोः विषये बहु उक्तं वर्तते तत्र मोक्षः त्रिमार्गः कर्मयोगः ज्ञानयोगः भक्तियोगः इति मार्गत्रयेन मोक्षो प्राप्तुं शक्यते तत्र कर्मयोगो नाम पूर्वजन्मनि अथवा इहजन्मनि कृत कर्माणां प्रायश्चित्तादिकं कृत्वा नाम होमादिकं अथवा जपादिकं कृत्वा मोक्षप्राप्तिः करणीयाः अपि च तत्र कर्मयोगो नाम यदि एकः मनुष्यः स्व स्वकार्येषु निरतः भवति नाम दैनन्दिनीकार्य अथवा तस्य वृत्तिः या अस्ति तस्मिन् निरताः भवति तदा सः तस्मिन् वृत्तौ एव तिष्टन् मोक्षं लभते अन्यः ज्ञानयोगः ज्ञानयोगो नाम परमात्मः कीदृशः तस्य रूपं किं तस्य गुणः कः दोषाः के इत्यादिकं नाम तत्र ये ये विषयाः देवत् देवताविषय अथवा परमात्मनः विषय ये सन्ति तान् ज्ञात्वा मोक्षप्राप्तिः कर्म ज्ञानयोगाद् भवति